हरि ओं महोदयः अत्र देवानन्दः वदन्तु महोदयः वक्तुं शक्यते इदानीमेव तत् कुत्र भवति तत् अस्तु अस्तु अस्तु अस्तु सत्यं सत्यं सत्यं इदा अस्तु अस्तु उष्णस्थावरस्य उत्सर्जनं यद्भवति तस्य निर्माणस्तरे एव इदानीं पर्यावरणनियन्त्रणे मानकसंस्थाः स सन्ति ते एव तत्रैव निर्माणस्तेरे एव कृत्वा ददा ददन्ति आत आममाम् आम् आम् आम् अतः तैः एव क्रयणं कुर्वन्तु बहवः संस्थाः सन्ति तस्य विवरणम् आवश्यकं चेत् वयं ददामः यु ओ पि एका संस्था अस्ति अतः बहवः सन्ति विवरणं ददामः भव भवन्तः चिन्तयन्तु तत् सर्वमपि सत्यं सत्यं इदानीं तु क्लीन् एनर्जि प्रड्यूजर्स् इति ते वदन्ति अतः निर्माणस्तरे एव झीरो मेक्स् टेक्नालजी इति अस्ति ते तत्रैव तत् करणीयं आगमनानन्तरं भवन्तः किमपि कर्तुं श शशु श शक्यः न भवन्ति तत् उतत्मं भवति तत् प्रधानतया प्रधानतया उष्णस्थावरे साक्स् नाक्स् सी वो तथा एस् पि एम् इति विषयाः सन्ति तत्र मितिः अस्ति साक्स् पन्चशतं पि पि एम् नाक्स् त्रिं त्रिशतं पि पि एम् सि इ ओ शतं पि पि एम् नियन्त्रणमितिः भवति एस् पि एम् इति द्विशतम् अस्ति ते निर्माणकर्तारः ये सन्ति ते सर्वमपि जानन्त्यपि एकवारं उपकरणानि आगच्छन्ति चेत् वयं तत्रैव आगत्य तस्य प्रमाणीकरणं कुर्मः अस्तु महोदय अस्तु अहं तत्सम्बद्धं वि विवरणं अहं इ मेल् द्वारा प्रेषयामि मिलामः